हरि ओम्

अवश्यं स्वीकरोतु भवति अत्र पश्यतु बह्व्यः रक्षकाः इदानीं वर्षकालः खलु वर्षकाले याः धर्तुं योग्याः ताः तादृशाः सन्ति पश्यतु यत् याः रोचन्ते हा सन्ति पश्यतु अत्र अस्ति न धर्तुं योग्याः पादरक्षा अस्ति पश्यतु पश्यतु

आम् अस्तु पश्यतु तत्र अन्यस्मिन् कोणे पश्यतु भवत्याः का सैज् किं सैज्

अस्तु पश्यतु अत्रापि तस्य स्वीकरोतु एवं वा तर्हि ना न स्वीकरोतु तत्र अन्यत् अस्ति किं पुनः वदतु बाटा कम् अस्ति अस्ति बाटाकम्पन्याः अस्ति अस्तु ताः बाटा कम्पनी पादरक्षाः चिन्ता नास्ति खलु अस्तु अस्तु एतद् पश्य इष्टं वा भवत्याः हा एतत् तत्रास्ति पश्य ये अत्र सन्ति एताः सर्वाः वर्षाकाले धर्तुं योग्याः एव एताः पश्यतु

अन्यः वर्णाः अस्ति भवत्याः रोचमानः वर्णः कृष्णवर्णः वा अस्ति आम् आम् अस्तु मिलामः अस्तु अस्तु अस्तु हा अस्तु अस्तु